अहं नागपुरे निवसामि एतस्मिन् प्रदेशे वातावरणं तु बहु सम्यक् समीचीनमेव भवति अत्र बहु घर्मः अथवा अतिवृष्टिः अथवा अतिशैत्यम् एवं प्रकारेण कापि समस्या न भवति यदा ग्रीष्मः ग्रीष्मः ग्रीष्मकालः प्रचलति तदा सामान्यतया उष्णः उष्णता भवति किन्तु सर्वे जनाः बहुत्रस्ताः न भवन्ति भवन्ति अनन्तरं वृष्टिः अपि भवति जून् मासे जून् मासतः सप् सप्टेम्बर् अक् अक्टोबर् इति मासपर्यन्तं किन्तु तत्रापि अतिवृष्टिः एतादृशसमस्या न भवति एकस्मिन् अथवा द्वे द्वि द्वित्वात्मके एकस्य एकः त्रि अथवा चत्वारि दिनात्मके अतिवृष्टिः भवितुम् अर्हति किन्तु तस्मिन् विषये अपि चिन्ता नास्ति बहु सम्यक् सर्वकारेण तत्सर्वं सम्यक्तया किं सम्यक्तया मेनेज् भवति अनन्तरं शैत्यं तु बहु सम्यक् भवति अतिशैत्यं नास्ति एवं प्रकारेण सर्वे त्रयः तिस्रः र् ऋतवः सम्यक्तया प्रचलन्ति मम अनुभवः तु बहु सम्यगस्ति हा किन्तु वातावरणस्य परिवर्तनं तु शक्यते एव किमर्थं यदा अहं लघुबालिका आसं तदा तस्मिन् दिने तस्मिन् दिने त तेषु दिनेषु किं प्रचलति बहुशैत्यं बहु अतिवृष्टिः एवं प्रकारेण भवति अधुना तु किञ्चित् परिवर्तनमस्ति किन्तु सम्यगस्ति परिवर्तनं परन्तु भविष्यकाले बहु परिवर्तनम् अधू भविष्यति तस्य कारणमस्ति पर्यावरणं नष्टं भवति प्रदूषणस्य प्रदूषणं बहु वेगेन प्रसरति प्र वे वेगेन वेगेन तस्य प्रसारणं दृश्यते सर्वत्र वृक्षाः वृक्षस्य त्रोटनं वृक्षाणां त्रोटनं सर्वे म फ़्लाट्स् इत्यादिकं कुर्वन्ति अतः एकं कार्यं सर्वे सर्वे जनाः यदि कुर्वन्ति किं कार्यं वृक्षः वृक्षस्य वृक्षाणां संवर्धनं संरक्षणं तर्हि एतस्मिन् सर्वं एतत् सर्वं पुनः एकवारं वसुन्धरा हरिता भवति इति मन्ये